जलस्य शोधनार्थं प्राचीनकाले बहुविधाः उपायाः आसन् तादृशाः उपायाः इदानीम् अस्माकं जीवने बहु बहवः उपायाः न उपयुज्यन्ते अधिक अधिकतया अस्माभिः इदानीं नूतनानि आधुनिकयन्त्राणि उपयुज्यन्ते तत्र इदानीन्तन यन्त्राणि बहु व्यवस्थितरूपेण जलस्य शोधनं कुर्वन्ति तथापि आधुनिकसंशोधनं वदति तत् पृथवी सारः तादृशः संशोधितजले न भवति इत्यपि एकं चिन्तनं वर्तते अस्माकं गृहे तु आधुनिकयन्त्राण्येव सन्ति इदानीं तु बहवः प्रयत्नाः क्रियमाणाः वर्तन्ते येन च प्राचीन कलायाः उपयोगं कृत्वा जलस्य शोधनं कर्तव्यम् इति प्रयत्नः क्रियमाणः वर्तते